कापि क्रीडा भवतु तदा अस्माकं देहाभ्यासः अपि तया सह भवत्येव जनैः सह अपि क्रीडा समये ससन्तोषं वयं व्यवहारं कुर्मः एतद् कार्यद्वयमपि सर्वदा अस्माकं देहः आरोग्याय मनसि अपि सन्तोषं जनकाय यदा देहः आरोग्यं सम्यक् भवति मनसि अपि सन्तोषः तिष्ठति तदा मनसि विद्यमाना उद्विग्नता तु गच्छत्येव अतः क्रीडाः सर्वदा उद्विग्नता निवारणाय इति तत्र सन्देहः नास्ति